अहमेव अस्माकं गृहे पशूनां पालनं न करोमि किन्तु मम पितामहाः पितामहीश्च तदनन्तरं माता च एव साहाय्यं कुर्वतः वयं त्वं पशवः गृहैव स्थापयामः सुस्वच्छतां धारयामः एव प्रातः सायं च काले पशून् स्नापयित्वा ऊनाति प्रक्षालयामः इति